आम् अहं योगकक्षासु भागं स्वीकृतवती योगकक्षायाः वातावरणं योगस्य कृते बहु अनुकूलम् अस्ति तथा गृहस्य परिवेषः योगस्य कृते अनुकूलं नास्ति योगकक्षासु योगनिमित्तं योगसाधनानि सन्ति एतानि उपकरणानि गृहे न भवन्ति योगकक्षासु योगप्रशिक्षणाय मार्गदर्शनम् अस्ति यद्यपि गृहे योगं कुर्मश्चेत् किम् अवगतं किं न अवगतं ज्ञातुं न शक्यते योगकक्षासु सर्वेषां साहाय्येन मित्रैः सह योगं कर्तुम् आनन्दम् अनुभवन्ति गृहे न भवन्ति अतः योगकक्षायाः अनुभवं गृहे योगभ्यासः अनुभवेन बहु भिन्नम् अस्ति